तत्र किं भवति प्राक्तनकाले महिलानां शिक्षागतयोग्यता अतीव न्यूना आसीत् इत्युक्ते तत्र याः खलु महिलाः आसन् तस्मिन् समये शिक्षाप्रति स्वास्थ्यप्रति ताः सम्यक्रूपेण दृष्टिं न कुर्वन्ति स्म इति हेतुः तत्र महिलानां कृते शिक्षायाः अभावः आसीत् अतः साम्प्रतं समाजे इत्युक्ते इदानींतन समाजे भारतीयसमाजे महिलानां यादृशि स्थितिः वर्तते तादृशि स्थितिः अन्यत्र कुत्रापि वयं द्रष्टुं न शक्नुमः कथनस्य अभिप्रायः वर्तते यत् इदानीं महिलाः सुशिक्षिताः तासां समाजे तासां सर्वासां स्थानमेव सर्वोपरि वर्तते इत्युक्ते विज्ञानक्षेत्रे पश्यन्तु व्यापारक्षेत्रे पश्यन्तु सामाजिकक्षेत्रे पश्यन्तु राजनीतिक्षेत्रे पश्यन्तु सर्वत्र एव शिक्षाक्षेत्रे पश्यन्तु सर्वत्र एव महिलानां योगदानं महिलानां शिक्षागतयोग्यतायाः अभिवृद्धिः एव वयं द्रष्टुं शक्नुमः इति हेतोः तेषां स्थानम् इदानीन्तन समाजे एव नूतनम् न्यूनं च अभिवृद्धिः वर्तते अपि च आवश्यकमपि अस्ति